हरो ओम् महोदय हरि ओम् महोदय अहं महोदय एका कम्प्लेण्ट् इति करणीयं वर्तते मया यत् मम स्यूतः वर्तते न सः इदानीं रेल्याने अहं वयं अहमत्र विस्मृत्य अत्र आगतवान् परं च तत् इदानीम् अहं स रेल्यानं वर्तते तद् रेल्यानम् इदानीम् इतः प्रस्थानम् अकरोत् तस्मिन् आम् अहं अहं जैपुरीया अहं जैपुर्तः ओडिस्सा ओडिस्सागमन् गमनकाले आसम् परं च तत्तः अपि इदानीं मम स्यूतः वर्तते तत् न मिलति अहम् एकवारं तु दर्शं परं च इदानीं नास्ति रेल्यानम् अपि दूरं वर् आम् आम् आम् आम् नील् नीलवर्णस्य नीलवर्णस्य मम स्यूतः आसीत् तस्मिन् मध्ये मम बहु उपयुज्य बहु उप्कर बहु उपयुज्यमानानि मम वस्तूनि आसन् एवं च मम कार्य स कार्यसम्बन्धीनी अनेकानि पत्राणि अपि आसन् तस्मिन् मध्ये इदानीं मम जाय्निङ्ग् अपि आगतं तत्र तस्मिन् मध्ये सर्वाणि मम तत्र तत् तस्मिन् आम् महोदय इदानीम् अहं बहु चिन्ताग्रस्ता अस्मि महोदय आम् रेल्यानस्य रेल्यानस्य रेलयानस्य संख्या वर्तते सप्त अष्ट चत्वारि पञ्च एकम् एकं त्रीणि इति आम् आम् दिल्लि जैपुर्त जैपुर्तः हौडा एक्स्प्रेस्स् इति गच्छति तस्मिन् मध्ये अस्मि अयं आम् अहम् ए सि इत्यस्मिन् मध्ये आसम् तत्र तत्र मम आम् मम सी सीट् क्रमाङ्कः सीट् उपवेसन् क्रमाङ्कः वर्तते चत्वारि आम् आम् आम् तस्मिन् मध्ये मम बहु उपयुज्यमानानि पत्राणि अपि सन्ति यथा मम जायिनिङ्ग् लेटर् इति एवं च मम पहेचान् पत्र इति पहेचान् सम्बन्धि पत्राणि सन्ति ते तानि सर्वाणि तत्र तस्मिन् मध्येव सन्ति आम् आम् भवन्तः स्वीकर्तुं शक्नुवन्ति इदानीं य भव अन्यत् किमपि वाञ्चति अहं दास्यामि वाञ्च मम कृते एतेषां आम् आम् आम् अवश्यमेव दास्यामि अहं अहं अहं मेलमाध्यमेनापि कर्तुं शक्नोमि यतोहि मम पार्श्वे मेल् मेल् ऐ डि माध्यमेन अहं स्वकीय इदानीं मम भ्राता अस्ति न ते तस्य मेल्माध्यमेन कर्तुं शक्नोमि एवं च मम टैम् मध्ये अपि सन्ति मम आम् आम् अवश्यं महोदय अति अति शीघ्रता अति शीघ्रता वर्तते यथा पुर पञ्च पञ्चदिवसानन्तरं मम जोय्निङ्ग् अपि वर्तते भवन्तः शीघ्रतया कर्तुम् अहं प्रार्थना करोमि इति आम् आम् आम् अवश्यं शीघ्रतापूर्वकं कुर्वन्तु भवन्तः इति प्रार्थना वर्तते आम्